अहम् एका संस्कृताध्यापिका चन्नैनगरे एकस्मिन् विद्यालये संस्कृत अध्यापिका रूपेण कार्यं कुर्वती अस्मि एषः मार्गः मम अध्यापिकया दर्शितः मार्गः अहम् विद्यालये छात्राणां कृते संस्कृत संस्कृतं पाठयितुं बहु इच्छामि एतत् तु आनन्दं जनयति मम मनसि यदा संस्कृतं पाठयामि छात्राणां कृते मम आनन्दः भवति उत्साहः भवति अहं संस्कृतभाषाम् इच्छामि अतः संस्कृते भाषणं सम्भाषणं पाठयितुं कारयितुम् अपि इच्छामि छात्राणां कृते सम्यक् तेषां मनसि तिष्ठति